आम् मम चित्राणि नाम बहु सम्यक् भवन्तीति नास्ति किन्तु कदाचित् मया वत्सस्य चित्रं लिखितमासीत् तत्तु मम पितुः बहु इष्टं जातं ते च बहु सन्तोषम् आनन्दम् च अनुभूतवन्तः तथैव मम कश्चन अग्रजः अस्ति सो सः मम मम एकं चित्रं आसीत् गजस्य मया अर्धघण्टायां तच्चित्रं समापितमासीत् आक्रलिक् पैण्ट् मध्ये तत् कृतं तत्तु बहु इष्टवान् ममापि सन्तोषः जातः एवं वक्तुं शक्यते अस्माकं सन्तोषः भवति चित्रलेखकानां सत्यं तथैव द्रष्टॄणामपि चित्रदर्शनेन सन्तोषः भवति चेत् ये लिखन्ति तेषामपि सार्थक्यभावना भवति इति वक्तुं शक्यते